अहम् आपणं भा गच्छति गमनसमये छाया छाया वडा अन्नं मसालादोसा इत्यादि इत्यादि भक्षणसामग्र्यः अहं खादितुम् इच्छति तक्रं इत्यादि भाषाः उच्यन्ते